लेखनस्य विभिन्नाः प्रकाराः भवितुं शक्यन्ते यथा गद्यलेखनम् पद्यलेखनं चम्पूलेखनम् इति मम इष्टतमानि लेखनप्रकाराणि गद्यं पद्यं चास्ति उभयोः प्रकारयोः मह्यं रोचते गद्यलेखने कथा पद्यलेखने च श्लोकः गीतं च मह्यं रोचते तथापि अहं पद्यम् आजीवनं पठितुम् इच्छामि यतोऽहि पद्यपठनेन रसानुभूतिः भवति श्लोकादयः पठनेन अहम् आनन्दम् अनुभवामि गायनं मह्यं रोचते अत एव अहम् अधिकतया गीतानि गायामि श्लोकान् च पठामि संस्कृतगीतम् अहं सर्वदा शृणोमि श्लोकानां कृते मम पार्श्वे भृर्तहरिणा रचितं नीतिशतकमस्ति गीतपुस्तकानि अपि अस्ति